जीवनस्य विभिन्नेषु क्षेत्रेषु सृजनात्मकतायाः नवान्वेषणस्य च उन्नतेः कृते योगस्य सिद्धान्ताः एवं प्रयुज्यन्ते योगशास्त्रस्य विषये एवमुच्यते योगः कर्मसु कौशलम् इति कर्म नाम अत्र दैनन्दिनम् अस्माभिः क्रियमाणं कार्यं तत्र योगः कुशलतां सम्पादनार्थम् अस्मभ्यं सहकरोति योगः न केवलम् आसनप्राणायामप्रत्याहारादि विषयविशेषाः किन्तु योगः नाम जीवनशैली प्रतिदिनम् आसनप्राणायामादि योगशास्त्रोक्त विधानानां पालनपुरस्सरं अस्माकं दैहिकी मानसिकी बौद्धिकी च शक्तिः अभिवर्धते एवम् एते योगसिद्धान्ताः महर्षिणा प्रणीताः अस्माकं जीवनशैली सुधारणार्थम् एव न केवलं जीवनपरिपालनार्थं किन्तु जीवनस्य सुस्थिरता प्राप्तये योगस्य अनिवार्यता अस्ति अतः वयं सर्वेपि योगासनादि योगिककार्याणि आरभामहे